विद्यालयेषु बहवः विषयाः पाठ्यन्ते यथा आङ्गलभाषा अपि पाठ्यन्ते वङ्गभाषा इतोपि संस्कृतभाषापुस्तकानि हिन्दीभाषा एतादृशाः बहवः भाषाः पाठ्यन्ते तत्र शिक्षकाः अपि उत्तमाः शुशिक्षिताः च भवन्ति ते सर्वदा छात्रेभ्यः प्रेरणां ददाति ते उत्तमकार्यनिमित्तं छात्रान् प्रेरयन्ति किं कर्तव्यं किम् अकर्तव्यं तस्मिन् विषये सर्वदा शिक्षकाः ज्ञानं प्रददाति एतादृशे विद्यालये शिक्षकाः उत्तमाः शुशिक्षिताः च भवन्ति